मम प्रदेशस्य समीपे कप्पतगुड्डा इति कश्चन पर्वतसदृशः कश्चन प्रदेशः वर्तते तत्र किम् इत्युक्ते तत्र विद्यमानं विद्यमाना या मृत्तिका अस्ति बहु कृष्णवर्णीया अस्ति सा च मृत्तिका कृष्यर्थम् अथवा किमपि सस्यारोपणार्थं बहु उपयुक्ता फलवत्तयुक्ता मृत्तिका अस्ति तत् समीपे एव कश्चन बहुनि किं विण्ड् एनर्जी इति यद्वदन्ति तस्य बहु बृहत् प्रमाणेन युक्त व्यजनानि सन्ति तेन यदा यदा वायुः वाति तदा तत्र विद्युत्छत्तिः पूरिता भवति एवं तथा बहूनि सन्ति तत्र आकर्षणं किम् इत्युक्ते तत्र यदा दूरस्थोपि पर्वतः समीपे गमनानन्तरम् एव ज्ञायते इति अतः उक्तिः अस्ति तद्वत् एव यद्यपि दूरात् बहु सम्यक् दृश्यते परन्तु तत्र गमनसमये या श्रान्तिः अनुभूयते अस्माभिः सा श्रान्तिः तत्र विद्यमान देव् तत्र उपरी पर्वतस्य उपरी विद्यमानदेवालयप्राप्त्यनन्तरं सर्वापि श्रान्तिः निवारिता भवति दूरात् सर्वं नगरं सर्वं वयं सम्यक् द्रष्टुं शक्नुमः तस्य व्यू पाय्ण्ट् इति यद्वदामः तदेव तस्य् पर्वतस्य अग्रस्थानम् इति वक्तुम् इच्छामि